अहं तु स्याम्संग् जियो टी वी माध्यमेन लैव् एव क्रीडा पश्यामि तत्र बेड्मिण्टन् फ़ुट्बाल् क्रिकेट् इत्यादीनि अहं स्पोर्ट्स् पश्यामि एव वालिवाल् कद् कदाचित् पश्यामि बेड्मिण्टन् अनन्तरं फ़ुट्बाल् इ अधिकम् अधिकरूपेण वेव पश्यामि जियो फै़व् जि अस्ति इति कारणात् किं भवति अन्लिमिटेड् डाटा तु वर्तते एव मित्राणि सह अहं यावत् पश्यामि तावत् किं भवति पोप्कान् किमपि खादयित्वा स्वीकृत्य अहम् तद् स्पोर्ट्स् इत् इत्यादिकं क्रीडान् कार्यक्रमाणि पश्यामि तेन किं भवति तत् क्रीडायाः महात्म्यमपि वयं जानीमः अनन्तरं क्रीडा कत् ते कथं क्रीडन्ति वयं कुत्र भवामः एतत् सर्वमपि तत्र ज्ञातुं शक्नुमः क्रिकेट्मध्ये ये ये वर्त् कार्याणि कार्यक्रमाणि सन्ति अनन्तरम् इण्डिया पाकिस्तान् इण्डिया स्रिलङ्का अथवा इण्डिया विहाय अस्माकं भारतवर्षं विहायमपि ये बेड्मिण्टन्मध्ये यथा जापान् कोरिया साक्षात् क्रीडन्ति एव बेड्मिण्टन् इत् अधिकानि अधिकरूपेण ते एव क्रीडन्ति इति अहं जानामि तथा फ़ुट्बाल्मध्ये अस्ति फ़ुट्बाल्मध्ये एकम् एकं गेम् एव फ़ोर्टि मिनिट्स् फो़र्टि फै़व् मिनिट्स् स्वीकुर्वन्ति एव पञ्चचत्वारिंशत् इति संस्कृतमध्ये वदामः तद्भवति एव अतः किं भवति यावद्रूपेण भवान् मित्राणि सह कार्यं क्रीणन्ति होस्टेल्मध्ये अस्माकम् अहम् इदानीं हास्टेल्मध्ये एव भवामि हास्टेल्मध्ये तस्य परिणामः तु जायते किमर्थमित्युक्ते प्रातरारभ्यकक्षा एव चलति अतः क्रीडाकार्यक्रमाणि यावद्वयं पश्यामः तावदस्माकं नालेज् वर्धतेव